मम नाम गुरुनाथः अहं शिवमोग्गाजनपदस्य तीर्थहल्लितालूकुमध्ये तीर्थहल्लिनगरे जन्मं प्राप्तवान् मम पितुः नाम शङ्कर्राव् इति मम माता सरस्वती अहं ज्येष्ठपुत्रः मम पितुः ज्येष्ठपुत्रः वयं पञ्च जनाः पुत्राः एव अहं तत्र तीर्थहल्लिनगरे एव मम विद्याभ्यासः जातः तत्रैव अहं सङ्घस्य स्वयं सेवकः दीक्षा प्राप्तवान् इदानीम् अहं सप्तपञ्चाशत् वर्षीय सङ्घस्य स्वयं सेवकः इदानीम् अहं जीवने किमपि कार्यं समाजकार्यं किमपि कुर्वन्नस्मि चेत् तत्सर्वमपि सङ्घस्य प्रभावः सङ्घसंस्कारः एव कारणं अहं विद्याभ्यासानन्तरं वित्तकोशे कार्यं कृतवान् प्रथमं कार्पोरेशन् बेङ्कमध्ये द्वितीयं ऐडिबिए बेङ्कमध्ये तृतीयं हेच्डिएफ़्सि बेङ्क्मध्ये वि वैस्प्रसिडेण्ट् उपाध्यक्ष स्थानं प्राप्य तदनन्तरमहं निवृत्तः इदानीं उडुपिनगरे निवसामि मम पुत्रौ द्वौ प्रथमः विवेकानन्दः द्वितीयः विनायकः प्रथमपुत्रस्य लग् लग्नम् अभवत् ममप् प प्रथमपुत्रस्य पत्नी नाम लक्ष्मी पौत्रस्य नाम शङ्करः मम पितुः नाम एव तस्य नामकरणं कृतम् एतत् मम स् परिवारः एतत् सङ्क्षिप्तपरिचयः